महोदय इदानीं दशवादनमभवत् मम ट्रैन् तु सपाददशवादने एव अस्ति अत्र तु ट्राफिक् बहु सम्मर्दः अस्ति वयं तत्पूर्वं समये एव प्राप्तुं शक्नोमि वा न वा कृपया सूचयतु अत्र सम्मर्दः गन्तुं न शक्यते चेत् मार्गान्तरम् अस्ति वा इति अपि विचिन्त्य वयं शीघ्रं अस्माभिः गन्तव्यं भवान् किञ्चित् विलम्बेन अपि आगतवान् एवं करोति चेत् कथं सपाददशवादने मया तत्पूर्वं प्रापणीयं एव